मम प्रदेशे अधिकम् अपौष्टिकतायाः समस्या नास्ति अहं मन्ये अत्र पेयजलमपि सम्यक् शुद्धं जलं प्राप्यते महानगरपालिका इति व्यवस्था अस्ति सर्वकार पक्षतः तर्हि ततः नदीद्वयात् सम्यक् तत्र जलं प्रसारयते तत्र शुद्धं भूत्वा जलं सर्वत्र प्रसारयते अत्र नलिकाजलमिति शुद्धं जलम् बहवः नद् नदयः अपि अत्र समीपं नदी अपि अत्र सर्वत्र सन्ति तर्हि शु पेयजलं सु शुद्धमेव अनन्तरं स्वस्थ आहारस्य विषये वदामि चेत् ग्रामात् निर्माणं चेति व्यवस्था अत्र अधिकमस्ति नागपुरे तु अस्त्येव नागपुरस्य समीपे अपि समीपस्थात् किं ग्रामाः ग्रामाणि सन्ति तत्रापि अस्ति तर्हि स्वस्थाहारः अपि प्राप्तुं शक्यते तथा हैब्रिड् अस्ति खलु हैब्रिड् आहारः अपि अत्र बहु प्रचाल्यमानः अस्ति तर्हि ग्रामात् क्षेत्रात् यः निर्गच् निर्माणं भवति तस्यापि सुल सुलभतया प्राप्तिः अत्र भवति अतः स्वस्थाहारस्य अपि अत्र अधिकं समस्या नास्ति धन्यवादः